संस्कृतसाहित्यं तु बहु विशालम् अगाधम्

प्राचीनस्य एतस्य संस्कृतभा संस्कृतस्य रक्षणम् अस्माभिः करणीयम् रक्षणं करणीयम् इत्युक्ते अस्मिन् विश्वे नाम जगति सर्वत्र संस्कृतस्य विस्तारः भवेत् प्रचारः भवेत् तदर्थं केचन कानीचन सोपानानि अस्माभिः अनुसरणीयानि आदौ संस्कृतेन जनाः सम्भाषणं कुर्युः निरर्गलतया सम्भाषणं कुर्युः तत्र दोषः वा भवतु यत्किमपि वा भवतु क्रमेण द्वितीयसोपाने शब्दानां ज्ञानम् ग्रन्थानां ज्ञानम् एवं भवेत् तृतीय सोपाने शास्त्राणां ज्ञानम् भवेत् तथैव संस्कृतस्य षट् शास्त्राणि ये यानि सन्ति तेषाम् अपि अध्ययनार्थं व्यवस्था भवेत् एवं यदि कुर्मः संस्कृतस्य विस्तारः अधिकः भवेत् इति मम चिन्तनम्